हरिः ओं नमस्ते नमस्ते शास्ता स्वीट् वदतु किम् आवश्यकम् अस्ति वा जन्मदिनं वा तत् अस्ति अस्ति अस्तु अस्तु किं किम् आवश्यकं वदतु केक् अनन्तरं लड्डुकमस्ति आलुवा अस्ति लड्डुकमस्ति मालाडु अस्ति मिक्चर् अस्ति ओमपडि अस्ति सर्वमस्ति भवती वदतु किं किम् आवश्यकम् समोसा अस्ति वडा अस्ति किं किम् आवश्यकं एकं निमिषं भगिनी अहमेकं लेखनी स्वीकरोमि अनन्तरं भवति वदतु अहं लेखनं लेखिष्यामि लिकित्वा स्थापयामि भवती वदतु वदतु केक् आवश्यकम् इति उक्तवती भवति केक्

केक् केक् केक् अण्डारहितम् अण्डारहितं केक् वा अस्तु अस्तु अस्तु पञ्चदश लड्डुकम् मालाडु आवश्यकं वा शतं ग्राम् अलुवा मालाडु क्रीणातु भवती शुद्धं शुद्धं अतः मालाडु न आवश्यकं अस्तु अस्तु मिक्चर् लिखितवती भवती वदतु अनन्तरं पञ्चदशं वडा लिखितं लिखितं लिखितवती जूस् आवश्यकं वा ज्यूस् ज्यूस् मिरन्डा मिरन्डा कोको कोला अनन्तरं पैनापल् ज्यूस् पैनापल् ज्यूस् अस्ति पैनापल् ज्यूस् पैनापल् ज्यूस् अस्ति आपल् जूस् तत् कति आवश्यकं धन्यवादः